महाभारते अष्टादशपर्वाणि सन्ति प्रथमम् एवं क्रमशः पश्यामश्चेत् आदिपर्व सभापर्व वनपर्व विराटपर्व उद्योगपर्व भीष्मपर्व द्रोणपर्व पर्व कर्णपर्व शल्यपर्व सौक्तिकपर्व स्त्रीपर्व शान्तिपर्व अनुशासनपर्व अश्वमेद य अश्वमेधपर्व आश्रमवासपर्व मौसलपर्व महाप्रस्थानपर्व स्वर्व स्वर्गारोहणपर्व एवम् एवम् आदिपर्वे पश्यामश्चेत् व्यासस्य शिष्यः वैशम्पायनः नैमिषारण्ये जनेमेजयाय महाभारतस्य कथाम् एवम् प्रथमवारं तत्र कथयति तत्र आरम्भे आदिपर्वे इति पश्यामः चेत् एवं कुरुपरम्परायाः आदितः ये आसन् तेषां जन्म अनन्तरं तेषां बाल्यकाल वर्धनं तेषां पठनम् इत्यादिकं सर्वम् एवं पाण्डवानां कौरवानां पर्यन्तं एतद् आदिपर्वे तत्र भवति

सभापर्वे पश्यामः चेत् सभापर्वे इन्द्रप्रस्थस्य निर्माणं तत्र भवति अनन्तरं राजसूययागं भवति अनन्तरम् तत्र य् युधिष्ठिरः क्षम्यताम् दुर्योधनः एवम् एवं क्रीडितुं पाण्डवानाम् आह्वानं करोति एवं मञ्जनां कृत्वा एवम् वनं प्रेषयन्ति एवम् अग्रे पश्यामः चेत् वनपर्वः भवति तत्र द्वादशवर्षाणि ते वने वासम् वनवासं कुर्वन्ति तत्र तत्रैव घटोत्कचस्य जन्मं सर्वं तत्र तत्रैव एवं भवति अनन्तरं विराटपर्वे पश्यामः चेत् विराटपर्वे अज्ञातवासं कुर्वन्ति अनन्तरं यदा एकवर्षं यावत् ते अज्ञातवासं कुर्वन्ति तत्र पाण्डवाः तत्र सन्तीति ज्ञात्वा कौरवाः तत्र युद्धं कर्तुम् आगच्छन्ति तदा अर्जुनः एका महिला महिलायाः वेषे सः भवति सः एकाकि भूत्वा सर्वान् कर्णः भीष्मः द्रोणः अश्वत्थामा सर्वान् तत्र स् सर्वान् पराजयं करोति सर्वानपि अनन्तरम् एवम् अग्रे अग्रिमः पश्यामः चेत् उद्योगपर्वः उद्योगः इत्युक्ते प्रयत्नः इति वदामः प्रयत्नः त्रिविधम् अस्ति एकम् युद्धस्य स्थगनं कर्तुं कृष्णस्य तत्र प्रयत्नः चलति समाधानं कर्तुम् अनन्तरं यदि दुर्योधनस्य समाधानं न भवति इति अभवत् अनन्तरं युद्धाय पक्षद्वये अपि अन्य राज्यात् जनान् जनानां साहाय्यं स्विकर्तुं प्रयत्नः

अनन्तरं भीष्मपर्वः भीष्मपर्वे पश्यामश्चेत् भीष्मः भीष्मस्य पतनं तत्रैव भवति अनन्तरं भगवत्गीतायाः अपि आरम्भः तत्रैव भीष्मपर्वे एव तद्भवति अनन्तरं दुर्योधनः क्षम्यतां द्रोणपर्वः अनन्तरं यदा बि भीष्मः पतति अनन्तरं द्रोणस्य मा मा मार्गेण एतत् द्रोणः नेता भवति द्रोणस्य मार्गेण अन्ये जनाः युद्धं कुर्वन्ति तत्र द्रोणः अपि तत्र मर् वीरस्वर्गं प्राप्नोति अनन्तरम् द्रोणानन्तरं कर्णः तत्र नेता भवति तत्रापि कर्णस्य मरणं भवति अर्जुन अर्जुनः तं मारयति तदनन्तरं कर्णस्य अनन्तरं शैल् शल्यः शल्यः नेता भवति शल्यः नेता भवति अन्तिमे अन्तिमे इत्युक्ते सप् सप्तदशदिनाङ्कः तदेव अन्तिमदिनाङ्कः भवति शल्यः अपि तत्र मरणं प्राप्नोति अनन्तरं सौप्तिकपर्व सप्तदशदिनानि यावत् प्रातः भवति अनन्तरं सौप्तिकपर्व इतुक्ते यदा पाण्डवानां निद्रासमये अश्वत्थामा तेषां कुटिरं गत्वा पाण्डवाः इति चिन्तयित्वा पाण्डवानां पुत्रान् सर्वान् अश्वत्थामा निद्रासमये एव मारयति सौप्ति सौप्तिक सौप्तिकम् इतुक्ते निद्रा ल रात्रौ इत्यपि वक्तुं शक्नुमः एवं भवति शल्य शल्यपर्वे एव द्रोणः दुर्योधनः अपि मरणं प्राप्नोति अनन्तरम् स्त्रीपर्वः स्त्रीपर्वे गान्धारी अनन्तरं ये ये युद्धं कृतवन्तः तेषां पत्न्यः सर्वेषां रोदनं तत्र भवति अनन्तरम् गान्धार्याः कोपः कृष्णस्य उपरि सा कृष्णाय शापम् अपि ददाति तत्र स्त्रीपर्वे तद्भवति अनन्तरं शान्तिपर्व शान्तिपर्वे युधिष्ठिरस्य युधिष्ठिरस्य युधिष्ठिरः राजा भवति भीष्मः तम् राजा करिष्यति अनन्तरम् अनुशासनपर्वः अनुशासनपर्वे भीष्मः कथम् अनुशासनं करणीयम् इति युधिष्ठिराय पाठयति अनन्तरम् अश्वमेधपर्वः अश्वमेधपर्वे अश्वमेधयागं कुर्वन्ति अनन्तरम् आश्रमवासपर्वः अनन्तरं वणवासं गच्छन्ति धृतराष्ट्रः गान्धारी कुन्ती ते हिमालयं प्रति गच्छन्ति तत्र गत्वा ते अपि वीरस्वर्गं प्राप्नुवन्ति तेषां अन्तिमकालः तत्र भवति अनन्तरं मौसलपर्व मौसलपर्वे प पश्यामः चेत् गान्धार्याः शापकारणेन अत्र कृष्णस्य वैकुण्ठप्राप्तिः अनन्तरम् एते यादवजनानां तत्र नाशः कुलनाशः तत्र भवति तस्मिन् विषये मौसलपर्वे भवति अनन्तरम् महाप्रस्थानपर्व पाण्डवाः एवम् महाप्रस्थानं कुर्वन्ति राज्यं त्यक्त्वा वनवासमेव गच्छन्ति सर्वेषां पतनं भवति प्रथमं द्रौपदी अनन्तरं क्रमेण सहदेवः नकुलः अर्जुनः भीमः इति क्रमेण एकेकः अपि पतन्ति युधिष्ठिरः वि विहाय अनन्तरम् एकः शुनकः अपि तेन सह भवति अनन्तरं स्वर्व् स्वर्गारोहणपर्व युधिष्ठिरस्य अन्तिमपरीक्षा भवति यतः सः धर्मवान् इति सर्वे कथयन्ति एषः अन्तिमपर्यन्तं धर्मस्य पालनं कृतवान् वा नो चेत् कुर्वन् अस्ति वा इति यमधर्मराजः शुनकरूपेण तत्र आगत्य परीक्षां करोति तत्र सः अन्तिमपर्यन्तं धर्मस्य पालनं करोति अनन्तरं तत्र जयमपि प्राप्नोति एवमेव अष्टादश अध्यायानां लघु परिचयः